हा अहं मम नाम गीता इति अहं भवतां होटेल् मध्ये बुक् करणीयम् आसीत् तत्र लोकेशन् किम् अस्ति हा अस्तु तत्र किं फ़ेसिलिटीस् किं किम् अस्ति फा़न् सम्यक् अस्ति वा इति अस्तु ततः तत्र जलं सम्यक् आगच्छति खलु हा अस्तु मम कृते एकं बुक् करणीयम् आसीत् अहं पञ्चदिनानन्तरम् आगच्छामि मम नाम गीता हा नैन् फ़ोर् एट् टू फ़ैव् ज़िरो फ़ैव् टु वन् ज़िरो हा किमपि हा सिङ्गल् बेलि अपेक्ष्यते हा अस्तु इदानीं मम कृते यत् अपेक्ष्यते रूप्यकाणि दातव्यं भवति

अस्तु

धन्यवादः